हरि ओम् अत्र का का आ वदतु वदतु नमस्ते वदतु सर्वं कुशलं वा किम् अभवत् ओ तथा वा ओ ओहो

ओहो भवती इदानीं कार्यं करोति वा कम्पनि मध्ये कार्यं करोति वा ओ हा प्रातः कदा गच्छति कस्मिन् समये आ हा ओ रा रात्रिः सायङ्काले भवति गमनसमये ओ हो आ सायङ्कालः भवति वा ओहो तथा तदनन्तरं भवत्यै गृहे अपि कार्यं करणीयं खलु गृहस्य गृहकार्यमपि करणीयम् ओ तथा वा हा हा हा तर्हि इदानीम्

न करोति वा त्यक् कार्य् कार्यं कर्तुं न शक्यते वा तदेव एकाग्रता अपि न भवेत् अनन्तरं रात्रौ निद्रा नागच्छति चेत् प्रातः सर्वं बहु विश् श्रान्तः इव भवति ह्म् तर्हि भवती तथा बहु चिन्ता न करणीया भवती सर्वमपि धनात्मकरीत्या एव स्वीकरणीयम् अनन्तरम् सर्वत्रापि उत्तममेव द्रष्टव्यम् किञ्चित् किञ्चित् विषये सर्वं क्रुद्धः क्रुद्द् क्रुद्धः सर्वं न भवेत् नाम कोपः न कुर्यात् नाम भवती प्रातः कोपः आगच्छति वा आगच्छति वा तथा आगच्छति चेत् पश्यतु सम्बन्धः अपि नष्टः भवति खलु अतः किं करणीयम् भवती प्रातः किञ्चित् शीघ्रम् उत्थ् नाम शीघ्रं न भवती तदनन्तरं मध्याह्ने शयनं करोति वा नास्ति खलु मध्याह्ने शयनं न कर्त् किन्तु आ आ तथा अन्तु किन्तु भवत्याः तर्हि ऊर् स्ट्रेस् मध्ये एव तथा भवति इदानीम् किञ्चित् समयं किं करोतु नाम प्रातः उत्थानान्तरं किञ्चित् समयं नेत्रं निमील्य उपविशतु ध्यानमिति कर्तुं न शक्यते प्रथमं प्रथमं पञ्चनिमिषं ध्यानं नाम किञ्चित् समयम् उपविशतु तदनन्तरं किञ्चित् किञ्चित् अधिकमेव उपविशतु अनन्तरम् सर्वदापि भवती नाम किञ्चित् सहनया भवितव्यम् नाम बह शीघ्रं कोपं सर्वं न करणीयम् आ सहना बहु मुख्या मुख्यम् अनन्तरम् भवती नाम सर्वैः सह उत्तमरीत्या सम्भाषणं करोतु अनन्तरं किं किं नाम किमपि अन्यत् समस्या अस्ति चेत् समस्या अस्ति चेत् एकस्यापि सह भवति वक्तव्यम् नाम तदेव भवत्याः मनसि एव तिष्ठति चेत् तत् बहु तदेव चिन्तनं भवति अनन्तरं रात्रौ निद्रासमये सर्वदापि श्लोकं सर्वम् उक्त्वा अनन्तरं गायनं गीतानि सर्वं श्रुत्वा शयनं करोतु अनन्तरम्

पठति वा मोब मोबैल् वा पश्यति वा तुम्ब ए बहु मोबैल् सर्वं ह युट्यूब् तथा सर्वं पश्यति वा आम् शयनसमये भवती न पश्यतु शयनसमये भवती न पश्यतु तादृश यूट्यूब् सर्वम् तदा किं भवति नाम अस्माकं मनसः एकाग्रता एव नष्टः भवति अनन्तरं किञ्च् किञ्चित् समयं तथैव शयनं करोतु भवती चिन्तयतु नाम धनात्मकरीत्या चिन्तयतु भवती किं किम् अद्य कृतवती उत्तमकार्याणि कृतवती तथा श्वः अपि उत्तमकारं करणीयं तथैव सर्वं चिन्तयतु अनन्तरम् किम् अन्य किं भवती एतत् कोपं करोति तत्सर्वं भवती न चिन्तयतु तदा अनन्तरमेकं कार्यं करोतु भवती दिन प्रतिदिनमपि दिनचरीं लिखतु तदा भवती जानाति नाम कतिवारं कोपं कृतवती किं किम् उत्तमकार्यं कृतवती किं किम् अनुत्तमकार्याणि कृतवती तत्सर्वं भवती ज्ञायते

तर्हि अन्यय् किम् अस्ति आ हा किमपि वक्तुम् अस्ति वा नाम भवती एकवारं मां तथैव मिलतु अनन्तरं वयं सम्भाषणं कुर्मः किञ्चित् समयं भवती एवमेव पश्यतु इदानीमेव अहं भवत्यै एतत् किमपि हा किम् औषधानि न ददामि नाम तथा औषधमपि न स्वीकरणीयं किमर्थं नाम अस्माकं आरोग्यः नाम अस्माकम् एवं ध्यानं योग सर्वं करणीयम् तस्मिन्नेव हा पुनर्मिलामः तर्हि अस्तु अस्तु तर्हि पुनर्मिलामः